हरि ओं नमो नमः अहं नरेन्द्रः वदामि भवान् गत मासे मम गृहम् आगतवान् आसीत् मम गृहस्य विद्युत् नष्टा अभवत् ज्ञातवान् हा अहं जैपुरस्थः त्रिवेणीनगरे निवसामि गतमासे भवान् आगतवान् आसीत् मम गृहस्य दीपः अपि नष्टा आसन् तस्य आमामाम् ह्म् तस्मिन् समये भवान् यत्र सम्यक् कृतवान् ये दीपः दण्डदीपः इदानीम् ह्यः रात्रौ सर्वाः दीपाः नष्टाः अभवन् गृहे विद्युत् एव नास्ति वयं तु एवमेव जीवामः हा तत्तु अहमपि न जानामि परन्तु इदानीं भवान् पुनः आगच्छतु अरे सम्यक् वस्तूनि आगत्य स्थापयतु एवमेव किमपि आनीय मा स्थाप्यतु हा वर्षा अधिका जाता तेन नष्टमपि जातं खलु ह्म् परन्तु एतस्मिन् वारे भवान् एवं किमपि आनित्य मा स्थाप्यतु सम्यग् कम्पनि ब्राण्ड् दृष्ट्वा सम्यक् वस्तूनि आनयतु यतो हि वारं वारं नष्टं न भवेत् मम बहुवारं नष्टं भवति धनमपि बहु व्ययं हा एवं खलु तु फ़िलिप्स् एतस्य तत्र मम किञ्चित् विश्वासः वर्तते भवान् आनीय अत्र स्थापयतु तेन गृहे सम्यक् भवेत् पुनः प्रकाश भवेत् ओर् न किञ्चित् शीघ्रमागच्छतु यहो हि मम कुत्रापि कार्यार्थम् अन्यत्रापि गमनियमस्ति मम पार्स्वे एकमेव कार्यं नास्ति बहून्यपि कार्याणि सन्ति शीघ्रमागत्य कार्यारम्भं करोतु अस्तु शीघ्रं समयेनागच्छतु अन्यथा अहं कमपि अन्यं वदिष्यामि सः आगत्य करिष्यति भवतः वृत्तिन्यूनं भविष्यति अस्तु महोदय धन्यवादः शीघ्रमागच्छतु अस्तु अस्तु